सम्यक् कृतं संस्कृतम् इति वदन्ति संस्कृतभाषा देवभाषा अपि लोकस्य पूर्वतनभाषा संस्कृतम् इति वदन्ति तदनन्तरम् एव अन्यभाषाः आगच्छन्ति तत्र पदम् इति स्वीकुर्मः चेत् अर्थसहितम् एव पदा पदानि सर्वम् अर्थसहितम् एव केवलम् एकं पदम् तद् किमपि अर्थं तद् न ददाति इति न ईच् आण्ड् एव्री वड् हेस् इट्स् ओन् मीनिङ्ग् अपि च नूतनपदानि अपि तत्र सृष्टिकर्तुं स्कोप् अस्ति किम् इत्युक्ते काण्टेप्ररिवर्ल्ड् डिस् इदानीम् एव कम्प्यूटर् आगच्छति सङ्घटनम् इति घा वी आर् एबल् टु क्रियेट् मोर् वड्स् स्कोप् अस्ति च तत्र सूत्राणि सन्ति त तस्मात् नूतन पदानि वा नूतनं नूतनं क्रियेट् कर्तुं तत्र स्कोप् सन्ति इत्येव तस्याः वौशिष्टः